अस्माकं परिवारे परिवारे नवरात्रिसमये प्रथमं वयं कुम्भं स्थापयामः तदनन्तरम् मरक्वाचि इति पाञ्चालिका अपि स्थापयामः तत्र विशिष्टं किम् इत्युक्ते मरपाचिः अस्माकं पूर्वजानां पूर्वजातः प्रति परम्परया अग्रे अग्रे आगत्य इदानीं पर्यन्तम् आगतम् तत् स्थापने तदपि स्थापयित्वा तत् तस्य पूजामपि कृत्वा तदनन्तरमेव वयं गोलुं स्थापयामः तत् एकं विशिष्टम् अस्माकं पा विशिष्टम् आचरणम् इति अहं चिन्तयामि